वेदावगमने कल्पशास्त्रस्य पात्रं वेदावगमने कल्पशास्त्रम् इति वेदाङ्गस्य एकम् अङ्गम् शिक्षा व्याकरणं छन्दः निरुक्तं कल्पः जोतिषं तन् षडङ्गेषु कल्पोपि वर्तते कल्पसूत्राणि वेदे विहितस्य वा वेदे विहितानां कर्मकाण्डानां विवरणं प्रददाति कल्पसूत्राणि बहूनि सन्ति भिन्नभिन्नकल्पसूत्राणि भिन्नभिन्नक्षेत्रे तस्य भूमिका निर्वाहणं करोति यथा धर्मसूत्रमस्ति धर्मसूत्रमध्ये मनुस्मृतिः इव धर्मशास्त्राणि आगच्छन्ति श्रौतसूत्रमस्ति गृह्यसूत्रमस्ति गृह्यसूत्रमध्ये पाकनिर्माणप्रक्रिया इत्यादि शुल्भसूत्रम् अस्ति शुल्भसूत्रमध्ये वेदिनिर्माणस्य प्रक्रिया कियती वेदिनिर्माणं भवेत् इत्यादयः कल्पसूत्रान्तर्गताः ये विषयाः समाहिताः सन्ति